स्वास्थ्य सेवार्थं शिक्षा इत्यादीनां निमित्तं तत्र नगराणां विषये ग्रामाणां विषये बहु भेदः अस्ति पूर्वं नाम सर्वत्र सर्वकारपाठशाला सर्वकार आरोग्यव्यवस्था आसीत् इदानींतनकाले तु सर्वकारपाठशाला अपि अस्ति प्रैवेट् पाठशालाः अपि सन्ति आरोग्यविषयेपि सर्वकारव्यवस्था आरोग्यव्यवस्था अस्ति प्रेवेट् आरोग्यव्यवस्था अस्ति किन्तु द्वयोः मध्ये बह्वन्तरः अस्ति एतदन्तरकारणतः जनाः किं चिन्तयन्ति सर्वकारव्यवस्थायां विद्या अथवा आरोग्यं सम्यक् न भवति इति प्रेवेट् मध्ये विद्या व्यवस्थायां आरोग्यव्यवस्थायां सम्यक् भवति इति तेषां चिन्तनमस्ति एतत् कारणतः जनाः निर्धनाः अपि बहु कष्टेन प्रेवेट् पाठशालां प्रति कलाशालां प्र प्रति आरोग्यार्थं वैद्यालयं प्रति गच्छन्ति कदाचित् धनव्ययः भवति किन्तु विद्याग्रहणं न भवति आरोग्यप्राप्तिः न भवति अतः प्रैवेट् गवर्नमेण्ट् इत्यनयोः मध्ये बहु भेदः न भवेत् यत् प्रैवेट् मध्ये भवति तत् गवर्नमेण्ट् सर्वकारव्यवस्थायामपि भवति चेत् स्पष्टं भवेत् तेन जनानां मनस्सु प्रेवेट् प्रति तेषां आदरः न भवति